अन्यभाषाविस्तरे संस्कृतभाषायाः योगदानं महत्तरं विद्यते कथम् इति चेत् बहुषु भाषासु वयं संस्कृतशब्दानां प्रयोगं द्रष्टुं शक्नुमः यथा कन्नडभाषायां षष्ठीप्रतिशतशब्दाः संस्कृतेनैव स्वीकृतो वर्तते यथा भारतदेशे विद्यमानासु बहुषु भाषासु पञ्चाशत् प्रतिशतशब्दाः संस्कृतेनैव स्वीकृताः सन्ति एवमेव अन्यदेशीयभाषासु अपि यथा इङ्ग्लिष् भाषायामपि संस्कृतभाषायाः प्रभावं द्रष्टुं शक्यते यथा भ्राता इत्यस्य ब्रदर् इति माता इत्यस्य मदर् इति हृत् इत्यस्य हार्ट् इति एवम् अनेकाः शब्दाः लभ्यन्ते एवमेव रष्यन् भाषादिषु अपि संस्कृतमूलस्य शब्दाः विद्यन्ते इति मया यूट्यूब् मध्ये दृष्टम् अस्ति संस्कृतभाषायाः व्याकरणं बहु सम्यक् अ वर्तते अतः एव अन्यभाषासु संस्कृतशब्दान् स्वीकुर्वन्ति इति मम अभिप्रायः